चित्राणि फ़ोटोशाप् द्वारा सम्पादयामि तथा च फ़ोटोशोप् तन्त्रांशद्वारा तत्सर्वं सम्पादनं करिष्यामि चित्राणां सम्पादनं किमर्थम् आवश्यकं चेत् बहुदिनानन्तरं चित्रवीक्षणार्थं तत्समये गतं सर्वविद्यमानानां पुनः स्मरणार्थं चित्रसम्पादनम् आवश्यकं तथा च रा रूपेण चित्राणि यानि सन्ति तत्सर्वन्तु वीक्षितुं सम्यक् न भविष्यन्ति ते चित्राणां तेषां चित्राणां सम्पादनम् अस्माभिः क्रियन्ते तत्सर्वमपि द्रष्टुं योग्याः भविष्यन्ति